निश्चयेन क्रीडाः जनेभ्यः उद्विघ्नतानिवाराय आनन्ददायकं मार्गं कल्पयति भवान् यदि क्रीडापटुः चेत् कथम् इति वक्तुं कियत् क्लिष्टम् इति जायते क्रीडा निश्चयेन आनन्दं जनयति उद्विघ्नतां निवारयति तद् नामं श्रुत्वा एव अहम् अधुना गत्वा क्रीडयामि इति भावना एव अस्माकं मनसि सन्तोषं जनयति परन्तु तत् कथमिति वक्तुं बहु क्लिष्टं परन्तु उद्विघ्नतानिवारणाय आनन्ददायकं निश्चयेन भवति